मनुकुलः यथा अस्माकं पूर्वजाः महाराणाप्रतापः वर्तन्ते तेषां जीवने बहुयुद्धानि समागतानि किन्तु ते कदापि युद्धं न त्यक्तवन्तः सदा सर्वदा ते तस्य स्वागतमेव कृतवन्तः तेषां विषये बहुप्रसिद्धा उक्तिः वर्तते ते राजभवनं परित्यज्य वने निवासं कृतवन्तः एवं तत्रापि दूर्वायाः रोटिकां खादितवन्तः किन्तु पराधीनतां न स्वीकृतवन्तः तेषां यत् स्वाभिमानम् आसीत् तस्मिन् कदापि न्यूनता न समागता सदा तस्य वर्धनम् एव जातं ते सदा रघुकुलपरम्परया एव चलन्ति स्म ते कदापि यः शत्रुः सत् शस्त्रहीनः भवति स्म तस्योपरि प्रहारं न कुर्वन्ति स्म तेषां पौरुषं पठित्वा स्मरणं कृत्वा इदानीमपि उत्साहं सन्तोषं सन्तोषं च उत्पद्यते ते अस्माकम् आराध्याः सदा सर्वदा पूजार्हाः वर्तन्ते यतोहि तेषामेव जीवनं पठित्वा अस्माकं युवजनाः वर्तन्ते तेषां मस्तिष्के तादृशी एव बुद्धिः निर्मातीति